नमस्कारः महोदयाः अहं कल्याणः भवद्भिः अजयः अजय महोदयः एव सन्ति खलु हा भवद्भिः एकः ग्रन्थः लिखितः खलु विवक्षातः कारकाणि भवन्तीति अहं चन्द्रमौळिकल्याणः तत्र लेखकः अस्मि रैटर् अस्मि मया सोफ़्ट् कापि भवद्भ्यः प्रेषितमस्ति ह्यः एव तत्र किमपि परिशीलितं वा भवद्भिः अत्र किञ्चित् परिवर्तनीयम् इत्येवं रीत्या एवम् एवं कुत्र सन्ति

एवम् एवं सर्वेषाम् अवगमः भवति तर्हि एवं कुर्मः प्रत्येकं प्रत्येकस्मिन् कारके अपि एवं चित्राणि संयोज्य यथा सर्वेषाम् अवगमः भवतु तथा चित्राणि प्रकल्पयामः अस्माकं समीपे कश्चिद् आर्टि आर्टिस्ट् अस्ति यः सम्यक् कर्तुं शक्नोति तर्हि एवं कर्मकारकस्य ग्रामं गच्छति चित्रः ग्रामं गच्छति इत्यत्र यथा एरो संस्थाप्यन्ते नाम पूर्वदेशविभागः उतारदेशसंयोगः इत्येवं प्रकल्प्य स्थाप्यते सम्यग्वा हा एवं कर्मलक्षणे नाम ग्रामं गच्छति इत्यत्र ग्रामस्येव कुतः कर्म संज्ञा इत्युक्ते संयोगनामफलं तत्र भवतीति एवं दर्शयामः इति हा तदग्रे कार् करणप्रकरणे रामेण बाणेन हतो वालिः इत्युदाहरणं प्रसिद्धमेव तत्र नाम फ़ोटो संस्थाप्य तदुपरि लिख्यते एवम् अस्तीति इदं करणमस्ति बाणः अस्ति अत्र अव्यवहितव्यापारः अस्ति फल उत्पत्तिपर्यन्तम् इत्यवं कल्प्यते

हा अवश्यम् अवश्यं स्थाप्यते कुत्रापि सूत्रवृत्तिः न लिखिता चिन्त्यते यदा साफ़्ट् कापि एव भवति आन्लैन् मध्ये तद् वेब्सैट् रूपेणापि कर्तुं शक्यते तत्र हैपर् लिङ्क् स्थापयामश्चेत् तत् सूत्रवृत्तिः तदनुरुध्य यद्यद् व्याख्यानं भवति तत्सर्वम् आगच्छाति एवम् एवमेवम् हा एवञ्च मध्ये मध्ये ज्ञकारः दृष्टः वा ज्ञानमित्यत्र यः ज्ञा भवति हा तदेव तत् फ़ाण्ट् चेञ्ज् कर्तव्यं भवति ञकारजकारयोस्संयोगेन ज्ञकारः यथा आगच्छेत् तथा किञ्चित् कर्तव्यं भवति तत् करोमि तत्राहं परिश्रमं करोमि एवम् अन्यत् सर्वं सम्यगेव अस्ति खलु हा अस्तु अस्तु धन्यवादः